पुराणेषु बहवः कथाः तावत् प्रतिपादिताः सन्ति किन्तु सर्वाः अपि कथाः तावत् निजरूपेण प्रचलिताः वा इति महत्तरे प्रश्ने पृष्टे जाते अस्माकम् उत्तरं किं दातव्यम् इत्युक्ते सर्वाः अपि कथाः नूनं निजरूपेण प्रचलिताः एव किन्तु तासां कथानां प्रयोजनं किम् इत्युक्ते सर्वेषां सन्मार्गे नयनम् इति पौराणिकानां कथानां तावत् सम्भावः तदनन्तरं ऋषिमुनयः देवताः अद्यापि अस्माभिः सहजीवन्ति इति भासते इति प्रश्ने पृष्टे आनूनं ते भासन्ते एव तेषां तेषां विश्वासपूर्वकमेव यस्य विश्वासः दृढतरम् वर्तते तद्विश्वासानुसारं ते सर्वे स्फुरन्त्येव तदेव अस्याः कालातीतायाः रहस्यं वर्तते कालः योऽपि भवतु तस्मिन्काले अस्माकं श्रद्धा यादृशी भवति तादृशी एव भवति इति उत्तरम्